छात्रवृत्तिं तु बहु दुष्करमेव अस्मिन् देशे किमर्थं चेत् ये छात्राः सम्यक् पठन्ति तेषाम् लघु अवकाशमेव तत्र प्राप्तुं शक्यते प्राप्नुवन्ति बहवः छात्राः तु जातिम् अनुसृत्य तेषां छात्रवृत्तिम् ते प्राप्नुवन्ति वस्तुतया छात्रवृत्तिः तु ये जनाः न धनिकाः सन्ति तावत् शिक्षणार्थं व्ययं कर्तुं न शक्यते तादृशजनान् एव छात्रवृत्तिं दातव्यम् किन्तु अत्र जाती एव प्राधान्यमस्ति बहु धनिकः अपि जाति नाम्ना सः छात्रवृत्तिं प्राप्तुं शक्यते ये जनाः तेषामपेक्षया सम्यक् पठन्ति किन्तु तस्मिन् जात्यां नास्ति चेत् ते छात्रवृत्तिं प्राप्तुं न शक्यते महिलानां कृते पृथक् योजनाः सन्ति एव तद् नामानि अहं न जानामि छात्रवृत्तिं तु स्तरमुद्दिश्य ये सम्यक् पठन्ति किन्तु न धनिकः तादृश जनानां कृते